आम् अहम् आन्ध्रप्रदेशं विहाय प्रायः दक्षिणभारतस्य यात्रां कृतवान् पर्यटनक्षेत्रेषु भवन्तः सम्यक् किं कर्तुं इच्छन्ति यत् दक्षिणभारतस्य मन्दिरानि तीर्थानि च अतीवसुन्दरानि स्वच्छानि अद्भुतानि च सन्ति कर्णाटकः तमिल्नाडु देशस्योहं केचन भागाः विहाय सम्पुर्णं दक्षिणं हरितप्राकृतिकसौन्दर्यः परितः अस्ति पुर्वे वा पश्चिमे वा सम्पुर्णे तटरेखा स्पष्टं हरितं नीलं वा जलं भवति मुन्नारटेक टेकाडी ऊण्टि वैनगार्ड् इत्यादीनि बहवः पर्वतस्थानानि सन्ति अतः अलापी पल्लवकड् इत्यस्य जलनिवासग्रामाः सन्ति दक्षिणः मम परिवारस्य च अतीतियं भोजनं च अतीव उत्तमं स्मृतिं दास्यति कामाख्यामन्दिरं गुवाहटिनगरस्य महत्त्वपूर्णेषु धार्मिकजागरित्यस्थलेषु अन्यतमम् अस्ति एषा शक्तिपीठः सति योनिः अत्र पतिता इति कथ्यते गुवाहटीतः बस यानेन सुलभतया गन्तुं शक्यते एषा सूचना सर्वत्र प्रचूरेणुम् उपलभ्यन्ते अतः अत्र न दत्वा अन्यत्र महत्त्वपूर्णं मन्दिरं उमानन्दनम् अस्ति कामख्यदेव्याः दर्शनं कृत्वा अत्र आगन्तुं भवति तदा एव दर्शनं समाप्तिं भवति इति शङ्करस्थानं ब्रह्मपुत्रनद्यां मध्ये लघुद्वीपे अयं मन्दिरं स्थितः अस्ति मन्दिरं केवलं साधनानि एवं परन्तु ब्रह्मपुत्रनद्याः पदः गमनेन एतत् भ्रमणम् अविस्मरणीयं भवति कदाचित् ब्रह्मपुत्रं महाबलं लङ्घयन्तं डाल्फ़िनः दृश्यन्ते गुवाहाटीनगरे चीडियाघरम् अपि अस्ति तत्र सङ्ग्रालयः अस्ति अत्र वेण्यां उत्तरगुणव उत्तमगुणवत् युक्तं कदकं चायम् अन्येषां बहवः प्रकाराः चाया प्राप्यन्ते अत्र अन्यविशेषः मूगां क्षौमः अस्ति इयं रेशनं साडि सहजतया सहस्रं वर्षानि यावत् स्थातुं शक्नोति एषा साडी तस्य स्थानस्य पैधानि अस्ति विवाहे भरेयाः मूगा अवश्यकं धारयित्वा केषां प्रकारणं किंशितमहत्वम् अस्ति यत् मूगा साडयां विंशत्याधिक पञ्चशतं तः आरभ्यन्ते अत्र सूत्रम् अपि प्रसिद्धम् अस्ति अतीवसुन्दरतया मेखलां चाद्रे च सेट् अत्र उपलभ्यन्ते सरलप्रकारः सरळ ब्लौज् इत्यादि च भवति परन्तु तस्य कृत्वा इत्यादिनि वयं स्वीकृत्य स्वीकर्तुं शक्नोति गुवाहटिं परितः मुगासाडायः बनन्तुं तदापि भवतः द्रष्टुं शक्नोसि